मम प्रदेशे बस् यान व्यवस्था प्रसिद्धा अस्ति इदानीं तन काले तु स्त्रीजनानां कृते फ़्री बस् यानं प्रचलितो विद्यते तत्र बस् याने जनानाम् अतिशयेन स्थितत्वात् अति क्लेशो जायते अतः बस् यानम् अपि दुष्करो भवति इतोपि रैल् व्यव रैल्यानव्यवस्था अपि वर्तते यद्यपि सर्वत्र जनाः रैल् व्यवस्थां प्राप्तुं न शक्नुवन्ति तथापि बहवः जनाः रैल्यानस्य लाभं प्राप्नुवन्तस्सन्ति रैल्यानं जनाः अल्पेन धनेन एव उपयोक्तुम् अर्हन्ति तत्र समस्याः काः इत्युक्ते तस्कराणां भयम् पुनः अपघातस्य भयमपि विद्यते इदानीं यत्र इच्छामः तत्र निर्गन्तुं न शक्नुमः इष्टप्रदेशात् इतोपि गत्वा आगन्तव्यं